नमस्ते फार्चून् रेस्टोरेण्ट् वा अहं कौमुदी अहं फ्रैड् रैस् आर्डर् कृतवती तेन सह कोल्ड् काफ़ि अपि अपेक्ष्यते तदपि तस्मिन् योजयन्तु यदा आगमिष्यन्ति तदाहं धनं यच्छामि